हरि ओं महोदयः एषा भाटकवाहनसंस्था अस्ति किं पञ्चदशनिमिशात्पूर्वं अहं त्रिचक्रिकायाः कृते भवतः एप्द्वारा पञ्जिकरणं कृतवान् परन्तु एतावत् पर्यन्तं त्रिचक्रिका न आगता चालकः मम दूरभाषा न स्वीकरो दू दूरभाषां न स्वीकरोति अहं किं करवाणि इदानिं कृपया मम पञ्जिकरणं तस्य निरसनं करोतु